वयं होम् वर्कर्स् न स्मः किन्तु होम् डिसैनर् स्मः हा होम् डिसैन् कुर्मः पुनश्च वयं होम् रिनोवेशन् कुर्मः ह भवन्तः ओ कीदृशं गृहम् नाम कथम् अन्तः वा किं बृहत् गृहं नाम किं टु फ़्लोर्स् अस्ति वा त्रि फ़्लोर् अस्ति वा त्रि फ़्लोर् गृहमस्ति वा अस्तु अस्तु किम् अपेक्षितम् किं कर्तव्यम् आसीत् अस्माभिः बहिः नाम गृहस्य बहिः वा अथवा हाल्मध्ये वा ह ह ह

ओ अस्तु नाम तद् किं वाटर् प्रूफ् पेन्ट् अस्ति वा अथवा नार्मल् अस्ति वा भवतां किं तद् सीलिङ्ग् पेयिन्ट् अस्ति वा अथवा रूफिङ्ग् पेन्ट् वर्तते वाटर् प्रूफ़् पेन्ट् वर्तते वा तद् ओ अस्तु तर्हि तत्र क्लेशः जातः भवताम् अस्तु अस्तु वयं सम्यक् कुर्मः रे रेड् कलर् पेण्ट् अपेक्षितं खलु आ अस्तु अस्तु अस्तु अनन्तरम् नाम तद् भिन्नस्य भिन्नस्थाने स्थापनीयं वा अ अस्तु अस्तु अ अस्तु अस्तु अनन्तरं तदपि कुर्मः हा शौचालयः शौचालयः हा

नाम टेल्स् भिन्नं टेल्स् भवन्तः पतन्ति शौचालयति कृत्वा भिन्नं स्थापनीयं वा ह अस्तु अस्तु अस्तु अनन्तरं मुख्यं इदानीं भवद्भिः किमुक्तं तत्र वाल् अस्ति तस्य कृते रेड् पेयन्ट् स्थापनीयमस्ति आ वाटर् प्रूफ रेड् पैण्ट् अनन्तरं फ़ान् पुनश्च ए सी चेञ्ज् कर्तव्यमस्ति अनन्तरं शौचालये अ ह रूम्मध्ये स्थापनीयमस्ति हा अस्तु अस्तु अनन्तरम् इदं शौचालये भिन्नं स्टोन् स्थापनीयमस्ति ह नाम कति शौचालयाः शौचालयाः त्रयापि त्रये अपि चेञ्ज् कर्तव्यमस्ति वा अस्तु अस्तु अनन्तरम् नाम अस्माभिः कत कदा आगन्तव्यम् ओ श्वः अस्माकम् अन्यत्र कार्यं वर्तते अतः वयं किं भानुवासरे आगन्तुं शक्नुमः वा भानुवासरे आ अस्तु अस्तु धनस्य विषये इदानीं तत्र भवन्तः वदन्तः सन्ति शौचालये शौचालयाः त्रयः खलु तत्र एकस्मिन् नाम तत्र भवद्भिः अस्माकं टेल्स् स्थापनीयं वा टेल्स् चेत् एकस्य शौचालये एकस्मिन् शौचालये विंशतिसहस्रं भवति ह किमर्थं नाम टेल्स् स्थापनीयमस्ति खलु शौचालये त्रयं वर्तते तदपि प्राग्तनीयमस्माभिः निष्कास्य नूतनतया स्थाप्यते चेत् एकस्मिन् शौचालये विंशतिसहस्रं भवति ह फ़्यान् तत्र तद् निष्कासनीयमस्ति पुनः तत्र सीलिङ्ग् कर्तव्यम् नाम किमर्थं तत्र ड्रिल्लिङ्ग् कृत्वा निष्कासयामः अनन्तरं तत्र पुनः अस्माभिः पेण्ट् सिमेण्ट् सर्वं क्रियते तस्मात् तत्र तत्र निष्कास्य रूम् मध्ये स्थापयितुं सहस्रत्रयं भवति आ सहस्र त्रयम् अनन्तरं तद् वाटर् प्रूफ़् पेण्टिङ्ग्स् किमर्थं नाम प्राक् तत्र सीलिङ्ग् पेन्ट् कृतमस्ति इदानीम् अस्माकं वाटर् प्रूफ़् पेण्टिङ्ग् कर्तव्यं चेत् किञ्चित् अधिकं ताडनीयं भवति तस्मात् तत्र दशसहस्रं भवति वाल् कृते टोटलि सहस्रत्रयम् अनन्तरं शौचालयत्रय सिक्स्टी तौसण्ड् अत्र ट्वेण्टि थौसेण्ड् यय्टि तौसण्ड् प्लस् अ अ यय्टि त्रि तौसण्ड् भवति भवतां रिनोवेशन् हा यय्टि तौसेण्ड् अस्माभिः तत्र किं नाम अस्माकं ये कार्यकर्तारः सन्ति तेषां कृते अपि मया धनं दातव्यम् अनन्तरं टेक्स् पे कर्तव्यमस्ति तत्र ट्रान्स्पोर्ट् कृते टोल् गेट्मध्ये अपि मया धनं दातव्यम् भवति अतः मह्यं अहं न्यूनं कर्तुं न शक्नोमि अस्तु एकसहस्रं न्यूनं करोमि यय्टि टु तौसेण्ड् भवति न न शक्यते अस्तु भवन्तः पृच्छन्तस्सन्ति इति एतद् पृच्छन्तः सन्ति इति कृत्वा यय्टि टु तौसन्ण्ड् यय्टि तौसेण्ड् करोमि आ अनन्तरम् आ अहं वदामि किं नाम तत्र शौचालये टेल्स् क कलर् किमपेक्षितम् शौचालयेपि रेड् अपेक्षितं वा इदं किं नाम अ तत्र सा किम् अस्माकं जनाः आगच्छन्ति स सण्डे भानुवासरे प्रायः प्रातः नववादने आगन्तुं शक्नुवन्ति वा ते ह वयं आगन्तुं शक्नुमः वा नववादने आगच्छन्ति प्रायः भानुवासरे शौचालयानां कार्यं भवति अनन्तरं सोमवासरे ते फ़्यान् पुनश्च पेन्ट् कृत्वा गच्छन्ति क्लेशः नास्ति खलु अ अस्तु रा राम राम